मम क्षेत्रे जनाः कस्याः संस्थायाः दूरभाषा उपकरणं क्रीणन्ति इति यदि चिन्तयामि आधिक्येन आपल् संस्थायाः उपकरणानि तथा स्याम्संग् संस्थायाः उपकरणानि क्रीणन्ति इति भाति किमर्थं तत् क्रीणन्ति इति चेत् तत्र गुणः गुणवत्ता समीचीना अस्ति निर्माणं समीचीनतया निर्मितं वर्तते एवं सर्वविधं सम्यक्तया कार्यं करोति इत्येवम् अनेके तत्र अंशाः अन्यदूरभाषा उपकरणापेक्षया एतेषु उपकरणेषु दृश्यन्ते अतः प्राधान्येन आपल् संस्थायाः साम्साङ्ग् संस्थायाश्च उपकरणानि क्रीणन्ति मम अपि स्याम्संग् संस्थायाः दूरभाषा उपकरणम् अस्ति पूर्वं तु अस्य स्याम्संग् संस्थायाः दूरभाषा उपकरणानां धनं मूल्यम् अधिकम् इति कारणेन मया अन्यसंस्थायाः दूरभाषा उपकरणानि क्रयन्ते स्म यथा तत्र एम् ऐ इति काचित् संस्था अस्ति ततः प्राक् मोटोरोला इति काचित् संस्था आसीत् एवम् अन्याः याः संस्थाः वर्तन्ते तासां संस्थानाम् उपकरणानि मया क्रीतानि किन्तु तत्र गुणवत्ता न्यूना अस्ति निर्मितिः निर्मितिक्षमता अत्र बिल्ड् क्वालिटि इति उच्यते तान् निर्मितिक्षमता अपि योग्या नास्ति इत्यादिकं मया अवलोकितम् अतः ततः परं तु स्याम्संग् संस्थायाः एव दूरभाषायन्त्रं मया क्रीतं बहोः कालात् तस्याः संस्थायाः एव दूरभाषायन्त्रं मया उपयुज्यमानमस्ति कथमस्ति एतत् सम्यक् एव कार्यं करोति इदानीं प्रायः पञ्चदश वर्षाणि अतीतानि किन्तु इतोपि तत्र कोऽपि क्लेशो नास्ति सम्यक्तया कार्यं करोति विशेषेण तत्र विद्युत् सङ्ग्रहः भवेत् येन च यदाश्रित्य बेट्री इति कथ्यते यदाश्रित्य तत् यन्त्रं कार्यं कुर्यात् दीर्घकालं यावत् तत्र विद्युत् सुरक्षिता भवति अन्यासां संस्थानां तु तथा न भवति आरम्भे तु सम्यक् कार्यं करोति काले गते सति तस्य सामर्थ्यं न्यूनं भवति किन्तु अस्याः संस्थायाः यत् विद्युत्सङ्ग्रहः स्थानं यदस्ति कोशः विद्युत्सङ्ग्रहकोषः यः वर्तते तत् सम्यक्तया एव विद्युतं सङ्गृह्णाति दीर्घकालं यावत्कार्यं यत् कार्यं करोति अतः तत् अत्यन्तम् उपयुक्तं वर्तते तत्र काः विशेषताः सन्ति विशेषताः विशेषेण अत्र यन्त्रस्य उद्घाटनार्थं यद् फ़िङ्गर् प्रिण्ट् द्वारा कार्यं करोति तत्र यत्किञ्चित् एप् वयम् वर्तते प्रसिद्धं तत्सर्वं वयम् अत्र स् उपयुक्तुं शक्नुमः पुनः तत्र रेम् सामर्थ्यम् अधिकमस्ति एवं सङ्ग्रहसामर्थ्यमपि अधिकं वर्तते